गृहपशवः मह्यं रोचन्ते मार्जारः विद्यते तथा गावः सन्ति शुनकः विद्यते एवं प्रकारेण ये पशवः गृहेषु भवन्ति ते रोचन्ते मार्जारः अन्तर्भागे भवति तस्य साकं यदि पञ्चनिमेषाः अहं भवामि चेत् मनः सन्तो मनः सन्तुष्टं भवति गृहात् बहिः शुनकः भवति तस्य साकं यदि पञ्चनिमेषपर्यन्तम् अहं क्रीडामि चेत् मम मनः सन्तुष्टं भवति तथा बहिर्भागे विशेषरूपेण गावः भवन्ति अहं तेषां समीपे तत्र दशनिमेषपर्यन्तं भवामि चेत् तदा मह्यं बहु सन्तोषः तथा दुःखाः सन्ति चेत् तदपि निर्गच्छन्ति